अस्माकं जीवने विज्ञानं तदा तन्त्रज्ञानं अस्माकं जीवनं सुलभेन यापयितुम् अवकाशम् अकल्पयत् कीदृशम् इत्युक्ते विज्ञानं विना वयं एतत् यत् स्थरः अस्ति अस्माकम् अस्माभिः तत् प्राप्तुं न शक्नुमः यदि वयम् अस्माभिः पूर्वजान् एकवारं स् स्मृतिं स्थापयामि चेत् ते बहवः कष्टाः अनुभूतवन्तः विज्ञानस्य आविष्करण आविष्करणपूर्वं ते सामान्यगृहकार्याणि एव कर्तुं बहुकष्टान् अनुभूतवन्तः केवलम् अन्नं पक्वं कर्तुं वा हस्ते अस्माभिः वस्त्राणि क्षालयितुं वा पात्राणि क्षालयितुं वा गृहकार्याणि कर्तुं वा सर्वे स्थाने सर्वेषु स्थानेषु वयम् अस्माभिः पूर्वजाः कष्टतरम् कष्टरीत्या एव कृतवन्तः यदि अस्माभिः जीवनं स्वीकुर्मः चेत् अस्माभिः जीवनं तु सुलभम् अभवत् सर्वेषु स्थानेषु यन्त्राणि आगतम् यन्त्राणि आगत्य अस्माभिः जीवनं सुलभम् अकरम् क्षालनयन्त्रं वा पाचनयन्त्रं वा अनिलछुल्ली वा भाष्पस्थाली वा किमपि स्वीकृतं चेत् गृहे एव गृहिण्याः कार्याणि सुलभम् अभवत् यदि वयं बहिः पश्यामः चेत् निर्माणं भवननिर्माणं निर्माणं वा रहदारी रहदार्याः निर्माणं वा किमपि उन्नतस्थाननिर्माणं वा स्वीकुर्मः चेत् उन्नताः क्रेन्स् निर्माणयन्त्राणि आगत्य सुलभम् अकरोत् तादृशमेव पाठशालायां यदि वयं पश्यामः चेत् स्मार्ट् बोड्स् आगत्य शिक्षकस्य कार्याणि सुलभं कृतम् वयं किमपि लिखित्वा प्रेषयामः चेत् छात्राः सर्वे द्रष्टुं शक्नुवन्ति तत् ततः एव ते सर्वे लिखितुमपि शक्नुवन्ति शिक्षकः पुनः पुनः लिखितुं न आवश्यकम् यदि वयं आपणाः स्वीकुर्मः चेत् आपणे एव सर्वाणि वस्तूनि वयं विज्ञानम् उपयुज्य अन्तर्जालम् उपयुज्य वयं गृहम् आनेतुं शक्नुमः यदि वयम् वैद्यशालाः पश्याम चेत् वैद्यः शास्त्रमेव विज्ञानं आश्रित्य सहस्रं सहस्रं गुणाः अभवत् कोपि यन्त्राणि यन्त्रं वयं वैद्यशालायां स्वीकुर्मः चेत् तत्सर्वं यन्त्रज्ञानं तन्त्रज्ञानम् उपयुज्य एव निर्मितम् अस्ति निर्मितम् अस्ति आक्सिजन् सिलेण्डर्स् वा ऐ सि यू यूनिट्स् वा यदि पश्यामः चेत् तत्र सर्वे सर्वाणि यन्त्राणि विज्ञानम् आश्रित्य एव निर्मितम् अस्ति तादृशम् यदि वयम् अस्माभिः नित्यजीवने पश्यामः चेत् एकस्थलात् अन्यस्थलं गच्छामः चेत् गच्छ गमनार्थं वयम् इदानीं तु बहवः यानानि उपयोगं युपयोगं कुर्मः तत्सर्वं विज्ञानं द्वारा एव अवकाशं अवकाशं विज्ञानमेव अवकाशं दत्तम्